गोभोजनस्य पञ्चाशत् प्रतिशतादिकं वस्तुतः तृणं भवति यद्यपि जनाः प्रायः दुग्धगवयः गावः उच्चधान्ययुक्तम् आहारं पोषयन्ति इति मन्यते तथापि वास्तविकतायां ते कुक्कुटगुटिका इव धान्यभक्षणात् दूरतरम् अधिकवारं कुक्कुटस्य गोधूमस्य व्रीहेः च पत्राणि काण्डानि च खादन्ति दुग्धगावाः किञ्चित् धान्यम् आवश्यकम् अवश्यं खादन्ति यत् प्रायः तेषाम् आहारस्य चतुर्थंशान् न्यूनं भवति केचन विशेषतया गोभ्यः उत्पादिताः अन्ये प्रकाराः च अन्यस्य पेयं पेयस्य वा उत्पादनानन्तरं पुनः प्रयुक्ताः यथा यवः यस्य उपयोगः प्रथमं निर्माणार्थं कृतः प्रथमं बीजस्य बीजस्य निर्माणार्थं कृतः शेषे गोभोजने बादामस्य कूर्चा केनोलापिष्टम् सिट्रस् गूधा इत्यादीनि सामग्र्यः सन्ति अत्र शीतलं वस्तु अस्ति यत् एते उत्पा दाः ये एकदा क्षिप्ताः आसन् ते वस्तुतः गोभ्यः हितकाराः सन्ति गावः एतेषु उत्पादेषु ऊर्जां पोषकद्रव्याणी च कर्तुं शक्नुवन्ति ये अन्यथा अपव्ययः गमिष्यन्ति स्म